हरिः ओम् अहं जितेन्द्रः मम पुत्री सप्तमकक्षायां पठति तथा च तस्याः हिन्द्यां तथा च संस्कृतपुस्तके नाम यः पाठः लिखितः अस्ति कदाचित् तत्र अशुद्धिः अस्ति वा टङ्कणस्य दोषः अस्ति कृपया तद्दोषं निवारयन्तु नाम एन् सि आर् टि पुस्तकानि सन्ति तत्र शुद्धिः भवति चेत् तत् नाम समीचीनं नास्ति नाम सर्वेषां छात्राणां कृते ते छात्राः अशुद्धं पाठं पठिष्यन्ति अतः एव तत्समीचीनं नास्ति कृपया संशोध्य पुनः प्रकाशयन्तु धन्यवादः